वैद्यमहोदयः अस्ति वा अहं मेघना अस्मि मम उदरवेदना अस्ति इदानीं बहु उदरवेदना अस्ति किं करोमि किं करोमि हा पुरणरोटिका जलपूरिका अनन्तरम् इडलीति खादितवती भिन्नं भिन्नम् खादितवती तथा एव अभवत् किन्तु किं करोमि इदानीं किमपि ओषधी गुलिका अस्ति वा अस्ति वा दास्यति वा अस्तु अस्तु तर्हि स्वीकरोमि वा आम् उदरं हा हा नूडल्स् अपि खादितवती नूडल्स् सम्यक् नास्ति जा नूडल्स् अपि खादितवती जानामि नूडल् सम्यक् नास्ति किन्तु बङ् मह्यं रोचते मह्यं खादितवती तर्हि सर्वम् उदरवेदना उदरं नष्टम् एव अभवत् रात्रौ आरब्धं हा दश उदरवेदना भवति तर्हि गुलिका

उष्णम् उष्णं जलम् अस्ति

रात्रौ स्वीकरोमि हा अस्तु तत्तु चिन्ता सम्यक् भव् अस्तु अस्तु चिन्ता नास्ति हा हा महोदय हा हा मध्ये मध्ये यदा उदरवेदना भवति तर्हि शिरोवेदना अपि भवति तर्हि शिरोवेदनायाः कृते अपि एका गुलिका आवश्यकी शिरोवेदना किञ्चित् उदरवेदना भवति चेत् ज्वरः अपि अभवत् तर्हि भवतः तर्हि गुलिकाः त्रयमावश्यकं गुलिका त्रयमावश्यकं शिरोवेदनायाः कृते उदरवेदनायाः कृते किञ्चित् ज्वरः अपि भासते तर्हि ए हा न गुलिकात्रयम् आवश्यकम् हा तथा तु जानामि यदा उदरवेदना सम्यक् भवति यथा उदरवेदना सम्यक् भवति यत् ज्वरः अपि गच्छति अन्नतरं शिरोवेदना अपि गच्छति किन्तु चिन्ता नास्ति भवतः समीपे कापि अस्ति वा साहाय्यम् साहाय्यं कर्तुं शक्नोति वा किञ्चित् मम साहाय्यम् आवश्यकम् उदरवेदना भवति खलु अहम् एकाकी न गन्तुं शक्नोमि तर्हि सः एव साहाय्यं करोति चेत् अहं गन्तुं गृहं गन्तुं शक्नोमि आटोयाने यानमपि आवश्यकं खलु तर्हि अस्तु